संस्कृतभाषायाः वैष्टि वैशिष्ट्यम् एवं वर्तते यत् इयं भाषा अतीवपरिष्कृता भाषा वर्तते तत्र दोषाः केऽपि न सन्ति यत् अस्ति तदैव भवति अपि च एकस्यैव शब्दस्य बहवः अर्थाः भवन्ति इदं तु भाषायाः सौन्दर्यम् अपि वर्तते